अस्माकं क्षेत्रस्य समीपे जादव्पूर विश्वविद्यालयः वर्धमानविश्वविद्यालयः कलिकात्ताविश्वविद्यालयः बाकुडा विश्वविद्यालयाः सन्ति बाकुडा विश्वविद्यालये मम अनुजः अध्ययनं करोति मम अनुजः तत्र संस्कृतं पठति संस्कृते एम् ए कुर्वन्नस्ति तत्र कालिदासस्य नाटकानि काव्यानि पठन्ति रामायणं महाभारतं पठन्ति भट्टिकाव्यं पठन्ति मेघदूतम् पठन्ति नैषधीयचरितं पठन्ति व्याकरनशास्त्रं पठन्ति ज्योतिषशास्त्रं पठति लौकिकसाहित्यं वैदिकसाहित्यं च पठति एवमेव प्रान्तीयभाषाम् अपि पठति